अहं तु शास्त्रीकक्षायाः समाप्तिपर्यन्तं बहिः दत्वा एव वस्त्राणां सीवनं करोमि स्म अकरवं किन्तु यदा मम शास्त्रीकक्षा समाप्ता तदानीम् अहं सीवनं पठितुम् एकत्र गत्वा मासत्रयं पठितवती तदनन्तरं तु सामान्यतया यदपेक्षितं तस्य सीवनम् अहमेव करोमि किन्तु नूतनवस्त्रं सम्पूर्णं सीवनं कर्तुं मम कृते बहु समयः अपेक्षते तावत् समयः इदानीं नास्ति इति हेतुना यदि नूतनवस्त्रस्य सीवनं करणीयं तर्हि तत्तु बहिः दत्वा एव करिष्यामि नो चेत् तत्र लघु समस्या वर्तन्ते वर्तते चेत् अहमेव तस्य समीकरणं कर्तुं सीवनं स्वयमेव करिष्यामि करोमि तत्र समयं तु बहु अपेक्षते समयस्य प्राप्तिः नास्ति इति हेतुना एव बहिः बहिः दत्वा करिष्यामि तत्र मम माता एव प्रेरणा वर्तते माता एव मां सीवनं पठितुम् अन्यत्र प्रेषितवती